अन्तर्राष्ट्रीयस्थरे अधिका मान्यता अपेक्षिता इति भारतीयक्रीडा नाम कबड्डि वर्तते कबड्डि तु इदानीं स्टेट् लेवेल् मध्ये अपि क्रीडन्ति राष्ट्रीयस्तरे अपि क्रीडन्ति भारतीय क्रीडा तु बहु सन्ति म तत्र गिल्लिदाण्ड् एवं सर्वं बहु सन्ति भोः तत् राष्ट्रीयक्रीडा भवितुं अर्हति किमर्थम् इदं राष्ट्रीयक्रीडा भवितुं भवितुं नाम इदं क्रिकेट् अस्ति इदानीं तत् रा अस्माकं भारतीय राष्ट्रीयक्रीडा न किमर्थं नाम तत्र द्वादशजनाः क्रीडन्ति परन्तु सर्वस्य मनः एवं कुशी न भवति किमर्थं नाम तत् किं बाल् अस्ति तत् तत् कदा आगच्छति तदानीमेव ग्रहीतव्यं तदानीमेव द्रष्टव्यं तदानीमेव तत्र गन्तव्यम् एवं भवति स भु तत् लेट् भवति अनन्तरं तावत् जोषपि न भवति अस्माकं मनः तु यदि भारतीयक्रीडायां कबड्डि वा एवं सर्वं क्रि गिल्लिदाण्ड् वा भवतु चुङ्गी वा भवतु एवं सर्वं बहु सन्ति रामाबीमासोम वा भवतु एवं सर्वं बहु सन्ति तत्र वयं यदि तत् क्रीडामि चेत् तत् तत्रैव गमनं भवति अस्माकं एव एतादृशः क क्रीडाः क्री क्रीडनसमये अस्माकम् एकाग्रता किं शक्तिः किम् अस्ति तदपि वर्धयति तत्र सा ताडितवान् सः ताडितवानेवं दृष्ट्वा दृष्ट्वा दृष्ट्वा बहु कान्सन्ट्रेशम् अधिकं अधिकं भवति एवं सर्वं लाभः अस्ति तादृशक्रीडा क्रीडनीयं वयन्तु किमपि तस्य प्रयोजनमस्ति तथा क्रीडा अस्ति चेत् तत् किमर्थं क्रीडनीयम् एम् खलु